मदीयं शास्त्रम् अद्वैतवेदान्तशास्त्रम् वस्तुतः वेदान्तदर्शनम् अथवा वेदान्तशास्त्रम् इति वा वक्तुं शक्यं सामान्यतया सर्वैः वेदविद्भिः वेदान्तदर्शनमेव दर्शनम् इति वदन्ति तत्र यदि वयम् अद्वैतवेदान्तं पश्यामः तर्हि अद्वैतवेदान्ते आचार्यत्वेन भवन्ति शङ्कराचार्याः ते शारीरिकभाष्यम् अरचयन् तत्र वेदान्तशास्त्रे नानाविभागाः वर्तन्ते तत्र अद्वैतं द्वैतं द्वैताद्वैतं शैवविशिष्टाद्वैतं भेदाभेदः विशिष्टाद्वैतं शुद्धाद्वैतं स्वरूपाद्वैतम् अविभागाद्वैतम् अचिन्त्यभेदाभेदः वीरशैवविशिष्टाद्वैतम् इत्यादि अत्र क्रमशः अद्वैतवेदान्तप्रभृति आचार्याः इत्थं भवन्ति शङ्करः मध्वः निम्बार्कः श्रीकण्ठः भास्करः रामानुजः वल्लभाचार्यः श्रीपञ्चाननतर्करत्नभट्टाचार्यः विज्ञानभिक्षुः बलदेवविद्याभूषणः श्रीपतिः इति एते क्रमशः शारीरकभाष्यं पूर्णप्रज्ञानभाष्यं वेदान्तपारिजातं शैव भाष्यं भास्करभाष्यं श्रीभाष्यम् अनुभाष्यं शक्तिभाष्यं विज्ञानामृतभाष्यं गोविन्दभाष्यं श्रीकरभाष्यम् इति भाष्यानि लिखितवन्तः इत्थं सम्प्रदायाः तेषां सम्प्रदायानां प्रणेतारः आचार्याः किञ्च तैः लिखितभाष्यानि अत्र उल्लिखितानि वर्तन्ते